कथम् इत्यत्र वक्तुं शक्यते यत् मम राज्यं तथा च मम राज्यस्य भाषा संस्कृतिः इत्यादिसर्वं तु संस्कृतयुक्तं यतो हि भारतवर्षस्य सर्वासु भाषासु संस्कृतस्य प्रभावः तु अस्ति एव संस्कृतं सु तु सर्वासां भाषाणां जननी अस्ति अतः संस्कृतं मम मातृभाषा असमीयभाषायाः अपि जननी अस्ति एकस्य एकस्य प्रदेशस्य संस्कृतिः वर्धितं भवति तस्य प्रदेशस्य भाषासाहित्यवेषभूषामाध्यमेन अतः असमस्य साहित्ये संस्कृतस्य योगदानम् अस्ति एव अत्रत्य शङ्करदेव माधवे माधवदेवादयः महापुरुषाः अपि संस्कृतभाषायां शास्त्राणि पठित्वा स्वभाषायाम् एतेषाम् अनुवादं कृत्वा जनेषु प्रचारं प्रसारं च कृतवन्तः तथैव अत्रत्यभाषायाम् अपि अधिकाधिकाः संस्कृतशब्दाः सन्ति अत्र ये उत्सवाः पालिताः भवन्ति तेषु अपि यज्ञादीनां सम्पादनं भवति यत्र संस्कृत मन्त्राणाम् उच्चारणं भवति